नमस्कारः अधुनाहम् लोकयानेन बहुपट्टणानि बहुनगराणि प्रवासं कृतवानासीत् प्रथमन्तु अहं भाग्यनगरतः इत्युक्ते हैद्राबाद् नगरतः विशाखपट्टणं गतवान् लोकयानेन तत्र झटिति नास्ति साक्षात् नास्ति अत्र एकमेकं पट्टणं दृष्ट्वा दृष्ट्वा भाग्यनगरतः प्रथमं सूर्याराव्पेटा इति एकः एकः एकं नगरमस्ति तत्र गत्वा नगरे गत्वा प्रातःकाले अल्पाहारमपि कृत्वा सूर्यापाटसमीपे किमपि दर्शनीय स्थलानि सन्ति तत्र गत्वा दर्शनीयस्थलानि दृष्ट्वा तदनन्तरं विजय्वाडनगरं प्राप्तवन्तः विजयवाडनगरस्य पूर्वं तु अहं चिन्तयामि वरङ्गल् नगरं प्राप्तवन्तः वरङ्गल्नगरे अत्र ओरुगल्लु इति अस्ति चारित्रिकं वैशिष्यमस्ति अत्र ओरुगल्लु नगरे अत्र चरित्रात्मक मुख्यपट्टणमपि काप्टल् सिटी इति वदामः खलु मुख्यपट्टणमपि अस्ति आसीत् तत्रापि इदानींपर्यन्तमपि बहु बृहद्भवनानि सन्ति तेषां दृ दृष्ट्वा तदनन्तरं ततः विजय्वाडानगरं प्राप्तवन्तः विजय्वाडनगरं सम्प्राप्य तत्रापि हनुमकण्डा इति समीपे अस्ति सः हनुमकण्डापि चारित्रात्मकविषयः अस्ति तत्रापि गत्वा तदनन्तरं कृष्णानद्यां स्नानं कृत्वा तत्र मम बन्धुजनाः सन्ति विजय्वाडानगरे तत्र स्थित्वा रात्रौ तत्रैव स्थितवन्तः तदनन्तरं प्रातःकाले समीपे अस्ति समीपस्थं काकिनाडानगरम् इति अस्ति तदनन्तरं यानाम् इति नगरमपि अस्ति फ्रे़ञ्च्देशीयाः तत्र आक्रमणं कृतवन्तः तत्रापि गत्वा तत्र एर्पोट् एर्पोट् नास्ति नौका स्थानकं नौकास्थानकमस्ति कथमस्ति तत्र गत्वा तत्रापि दर्शनं कृत्वा तदनन्तरं यानां नगरतः वयं राजमण्ड्रीति अस्ति राजमन्ड्रीसमीपे गोदावरी नदी अस्ति तत्रापि गोदावरीनद्यां स्नानं कृत्वा तत्र गोदावरीनद्याः परिवाहप्रान्ते तीरे सन्ध्यावन्दनमपि कृत्वा तदनन्तरं राजमन्ड्रीतः राजमण्ड्री बहुप्रमुखनगरमस्ति शाकानां विषये फलानां विषये तत्र शाकफलानि किञ्चित् खादित्वा अल्पाहारमपि स्वीकृत्य तदनन्तरं ततः विशाखपट्टणनगरं प्राप्तवन्तः एतत्तु झटिति अहम् अस्माकं लोकयानप्रवासविषये उक्तवान् धन्यवादः